अस्माकं प्रदेशस्य धार्मिकः गुरुः भवति श्रीबसवेश्वरः इति ते मूलतः ब्राह्मणकुले जननं प्राप्तवन्तः

जातिनिर्मूलनार्थं बहु कार्यं कुर्वन्ति किमर्थम् इत्युक्ते तेषां गृहे ते दृष्टवन्तः क्षुद्रजनानां कृते व्यवहारं कथं भवति पुनश्च ब्राह्मणजनानां कृते कथं व्यवहारः भवति पुनश्च श्रीमन्तजनानां कृते व्यवहारः कथं भवति इत्यादिकं दृष्ट्वा तेषां कृते तद् बहु खिन्नः अभवत् अतः ते गृहं त्यक्त्वा वैराग्यं स्वीकर्तुं चिन्तितवन्तः अतः ते गृहं त्यक्त्वा वैराग्यं स्वीकरणार्थम् आगतवन्तः वैराग्यस्वीकृत्य तेषाम् एव एकं मार्गं ते चिन्तितवन्तः तत्र सर्वे जनाः समानाः भवेयुः इति कारणात् ते सर्वेषां गृहं ग्र गत्वा एकम् इष्टलिङ्गं दत्वा तेषां कृते बोधनं कुर्वन्तः आसन् इष्टलिङ्गं दत्वा प्रतिदिनम् एतस्य जपं कुर्वन्तु भवन्तः क्षुद्राः न सन्ति भवन्तः चम्माराः न सन्ति भवन्तः कुम्भाराः न सन्ति भवन्तः सर्वे वयं सर्वे किं स्मः जनाः स्मः इत्यादिकं बोधनं कृत्वा ते आगच्छन्तः सन्ति आसन् पुनश्च ते अस्माकं मार्गदर्शनाय बहूनि वचनानि सुभाषितानि गीतानि सर्वाणि विलिख्य अस्माभिः दत्तवन्तः सन्ति वयं तेषां सर्व सर्वेषां सुभाषितानाम् पठनं कृत्वा वयमपि तेषां मार्गे गन्तुम् प्रयत्नं कुर्मः धन्यवादः